भारते गतवर्षेषु तावत् मनोरञ्जनक्षेत्रे वृद्धिस्तु जाता एव कथम् इति चेत् अधिकतया टेलिविज़न् मध्ये दूरदर्शने तावत् कार्यक्रमाः बहवः आयान्ति तेन मनोरञ्जनानि बहवः भवन्ति यथा मनोरञ्जनं स्यात् जनानां लोके यथा मनः लोके यथा जनानां मनोरञ्जनं स्यात् न तथा कार्यक्रमाः भवन्ति प्रायशः अहं चिन्तयामि देशस्य अत्यन्तं जनप्रियमनोरञ्जनकार्यक्रमाः इति चेत् क्रिकेट् इत्यादिक्रीडाः एव बहु मनोरञ्जनं मन् मनोरञ्जनं मनोरञ्जनकारिण्यः भवन्ति इति यतः क्रीडा इच्छुकः एते न सन्ति चेदपि द्रष्टारः एव द्रष्टारः एव सन्ति अतः क्रीडा विषये किञ्चित् इण्ट्रेष्ट् येषां सन्ति तेषां कृते बहु मनोरञ्जनः कार्यक्रमः इति चेत् क्रिकेट् इत्यादिकमेव भवन्ति भवन्ति अतः एवं भासते क्रिकेट् कब्बड्डि इत्यादिकं यद् आगच्छति टेलिविज़न् मध्ये तत्सर्वं मनोरञ्जनं मनोरञ्जनप्रकारः जनप्रियमनोरञ्जनप्रकारः इति भासते एवम्